आधुनिक युगेस्मिन् सर्वे आधुनिकाः इति मन्यन्ते तदर्थं ते भारतीयपरम्परायाः आचारः व्यवहारादिकं त्यक्त्वा वैदेशिकानाम् आचारव्यवहारः आचरन्ति यथा अस्माकं भारते सांस्कृतिकवैविध्यता दृश्यते एव तत्तु सत्यं परन्तु सर्वत्र वैशिष्ट्यं वैशिष्टतापि अस्ति यथा उत्कलेः उत्कलीयानां चिन्तनम् यथा अस्ति तथा कर्नाटकीये अपि अस्ति ते सर्वेः संस्कृतिकः वेशपोशाखेन भिन्नता दृश्यतेव परन्तु ते सर्वे भारतीय सनातनधर्मस्य आचारव्यवहारादिकं नियमानानुगुणं पालयन्ति तत्र परन्तु इदानीम् उत्तरभारतीयनः आधुनिकतायाः प्रभावः ह अधिकतया समाजस्य उपरिः स्थापयन्ति चलचित्रादिकम् अत्य आधुनिकातायाः छापः सर्वेषाम् उपरि स्थापयति तदर्थं चलचित्रे आदौ सांस्कृतिकः सांस्कृतिकः एक संस्कृतेः रक्षणार्थम् चलचित्रं सांस्कृतिकं भवेत् पुनः अस्माकं भारतीयः युवानां मनसि भारतीय संस्कृतिं प्रति आदरभावः वर्धनीयमस्ति पुनः ये विद्यालये महाविद्यालयेः छात्राः पठन्ति स्म तेषां कृते भारतीयः संस्कृतेः वैशिष्ट्यतां भारतीयसंस्कृतेः किं वैश् किम् अस्ति भारतीयज्ञानपरंपरायाः मूल्यं किम् अस्ति एतत्सर्वं वदनीयमस्ति